अहम् इदानीं संस्कृतं पठामि एम् ए अनन्तरं पि हेच् डि कर्तुं इच्छामि अनन्तरं संस्कृतप्राध्यापकः भवितुं इच्छामि अनन्तरं पौरोहित्यम् अपि तत्समये एव कर्तुम् इच्छामि यतोहि तदपि पाठनम् अभवत् अनन्तरं सङ्गीतम् अपि कर्तुम् इच्छामि यथा तदा तदा कचेरी गत्वा जीवनं कर्तुम् इच्छामि एवं मम अस्ति प्रधानतया अध्यापकः तथा च पौरोहित्यं एवम् चिन्तितम् अस्ति एवं सङ्गीतं तदा तदा करोमि